मम लेखने प्रधानतः प्रभावं जनितवान् महान् महती व्यक्तिः काचन सेव डी वी गुण्डप्पमहोदयः गुण्डप्पमहोदयेन मङ्कुतीं मनकग्गा इति कन्नडभाषायां एकं ग्रन्थं एकः ग्रन्थः रचितः तत्र अनेके अनेके अनेके श्लोकाः अथवा अनेकानि पद्यानि तत्र वर्तन्ते ते सर्वे तावत् मौल्य प्रदायकाः एव वर्तन्ते अत एव अस्माकं मम जीवने तावत्तु आदर्शव्यक्तिः प्रथमतः लेखनविचारे अथवा साहित्यविचारे आदर्शव्यक्तिः स एव आदर्शव्यक्तिः स एव डि वी गुण्डप्पमहोदयः अत एव इदानीं तत्र मङ्कुतीं कग्गस्य अध्ययनङ्कृत्वा तावत् सर्वत्रापि अहं सञ्चरन् अस्मि इदानीं तावत् अष्टशताधिकानि पद्यानि कन्ठस्थीकृतानि मया अत्र नव नवशताधिकानि पद्यानि तत्र वर्तन्ते तानि पध्यानि स्वीकृत्य अहं सर्वत्र गच्छन्नस्मि तत्र तत्र सन्दर्भः तत्र आगच्छति खलु तत् सन्दर्भानुसारेण पद्यानि स्वीकृत्य अहं तावत् प्रवचनादिकं कुर्वन्नस्मि अतः डी वी गुण्डप्पमहोदयः बहुश्रुतः कविः पत्रिका पत्रिकाकर्ता च सम्पादकः आसीत् समाजसुधारकः सुधारकः आसीत् दिवान्महाशयस्यापि सूचनानि अपि ददाति स्म अत एव अन्यत्र सर्वत्र कार्यं कृतवान् अहं कृतवान् डी वी जी महोदयः तस्मिन् विषये एव अत्र महाससन्तोषं तावत् तम् आदर्श व्यक्तिं परिगणय्य अहं तावत् तेषां मौल्यं तेषां जीवने यत् मौल्यं वर्तते तादृशमौल्यस्य अनुसरणं मम जीवनापि मम जीवने अपि कर्तव्यम् इति चिन्ता मम अस्ति अत एव आदर्शपुरुषः डी वी जी महोदयः अत्र स एव आदर्शः मम कृते